हरि ओम् यूबर् केब् ड्रैवर् खलु अहं विमानस्थानं गन्तुं भवतः यानस्य आरक्षणं कृतवान् आसम् तत्र मया रेलस्थानं रेल्वेस्टेशन् तिरुपति रेल्वेस्टेशन् पिकप् लोकेशन् रूपेण स्थापितवान् आसम् किन्तु अहं तत् परिवर्तयितुमिच्छामि ततः पञ्चशतं मीटर्स् अग्रे आगत्य तत्र एकं रेस्टोरेण्ट् अस्ति ताज् पेलेस् इति तस्य पुरतः स्थितवान् अस्मि तत्र आगत्य माम् पिकप् करोतु